यदि मह्यं कश्चन व्रणः भवति तर्हि अहं निश्चयेन सर्वकारी चिकित्सालयम् एव गच्छामि यतोहि तत्र निःशुल्कं भवति अतः निःशुल्कं निःशुल्कमित्यतः अहं तत्रैव गच्छामि निःशुल्कमित्यतः केवलम् अहं न गच्छामि यतोहि त किमर्थं नाम निःशुल्कमित्यतः ते कथञ्चित् कुर्युः किन्तु तथा नास्ति ते सम्यगेव अस्मानं प पालयन्ति व्रणस्य किमपि आयिण्ट्मेण्ट् लेपनीयमस्ति तत् सम्यक् कृत्वा डे डेस्रिङ्ग् डे ड्रेस्सिङ्ग् इत्यादिकं कुर्वन्ति अतः अहं सर्वकारीय चिकित्सालयेषु एव चिकित्सां प्राप्तुम् इ इच्छामि तत्र ते समीचीनाः वैद्याः भवन्ति तेषां किञ्चित् मार्गदर्शनं स्वीकृत्य अहं मदीयपथ्यं पालयामि रोगस्य रोगनिवारणार्थम् अतः सर्वकारीयवैद्याः ये सन्ति ते समीचीनाः एव वर्तन्ते ते सम्यक् अस्मान् सम्भाष्य गुलिकाः इत्यादीन् प्रेषयन्ति अस्मान् एवम् एवं पथ्यं पालनीयम् इति बोधयन्ति अतः अहं सर्वकारीय चिकित्सालयमेव गच्छामि यदा कश्चन क्लेशः भवति ज्वरः आगच्छति कश्चन व्रणः भवति तदा तु सर्वत्रापि अहं सर्वकारीय चिकित्सालयमेव गच्छामि तत् तत्रत्याः उद्योगिनः ये सन्ति ते जनेभ्यः बहु सहायं कुर्वन्ति पञ्जीकरणादिषु सहायं कुर्वन्ति अतः अहं तत्रैव गच्छामि अन्येषु वैद्यालयेषु तथा भवतीति वि विश्वासः कर्तुं न शक्यते यतोहि तत्र इदानीं तु सर्वत्र धनमेव अधिकमिच्छन्ति ते जनान् सर्म् सम्यक् न सम्भाषयन्ति किन्तु सर्वकारीय व वैद्यालयेषु सम्यक् ते समीचीनाः वैद्यालयाः वैद्यालयः वा वैद्यः वैद्यकस्य वैद्यस्य सहायकाः ये सन्ति ये भवन्ति नर्स् जनाः ते अपि सम्यक् अस्मान् किं सहायं कुर्वन्ति अस्माकं कृते यदपेक्षितं अस्माकं पञ्जीकरणार्थम् अपि सहायं कुर्वन्ति मात्रादीन् गुलिकाः यच्छन्ति औषधं प्रयच्छन्ति निःशुल्केन तत् तत्र सर्वत्र अस्मान् बोधयन्ति एवं पथ्यं पालनीयम् इत्यादिकम् अतः अहं तु सर्वकारीयचिकित्सालयेषु अहं चिकित्सां प्राप्तुम् इच्छामि अस्माकं यानि मित्राणि सन्ति तानपि अहं तत्रैव गन्तुं सूचयामि यतोहि तत्र सम्यक् ते अस्मान् पश्यन्ति सम्यक् सम्भाषयन्ति अस्मान् सम्यक् प्रबोधयन्ति एवं पथ्यं पालनीयम् इत्यादिकं पथ्यं पालनीयम् इत्यादिकम् अतः अहं सर्वदा अपि तत्रैव गन्तुम् इच्छामि